धर्मग्रन्थेषु भगवद्गीता मम प्रियः ग्रन्थः अस्ति अहम् एतस्मिन् ग्रन्थे द्वि द्वितीय द्वितीयोध्याये सप्तचत्वारिंशत् श्लोकाः अस्ति कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भुर्मा ते संगोऽस्त्वकर्मणि इति अस्ति अर्थात् अस्माकं कार्यं कर्तुम् एव अधिकारम् अस्ति कारस् कार्यस्य फलस्य अपेक्षया कार्याणि न कर्तव्यम् अस्मान् फलेन सह कार्यस्य सह न योजितव्यम्